चित्रकलायाः विषये नैपुण्यं चेद् मनसि सम्यक् भावना आगच्छेद् इदानीं कुत्रचित् परिवेशं वयं पश्यामः चेत् तत्रत्य परिवेशः पर्णानि वृक्षाः कथं सन्ति इत्यादिकं वयं दृष्ट्वा मनसि एव स्थापयामः तदानीं वयं गच्छामः चेद् गृहे उपविश्य उपविशामः चेद् तदानीं पत्रं स्वीकृत्य तत्सर्वं भावनां मनसि आगच्छति पत्रं कथमासीत् इत्यादिकं अतः भावनया अपि चित्रस्य निर्माणं कर्तुं शक्नुमः तत्र रङ्गरञ्जनादिकं योजयितुं शक्नुमः तत् पर्णानि कथं भवति वृक्षः पशू पशवः जन्तवः सर्वे कथं भवति तदनुगुणं चिन्तयित्वा वयं तत्र रङ्गरञ्जन्यादिकम् अपि कर्तुं शक्नुमः तन्निमित्तम् अपि प्रशिक्षणं तु अवश्यकमेव किमर्थमिति चेत् प्रशिक्षणं विहीनं किमपि कार्यस्य सिद्धता नैव भवति भविष्यति एव अतः जे ज्येष्ठाः भवन्ति वा अन्ये ये जानन्ति तत् कथं वा कुर्मः चेत् सम्यग्रूपेण तद् दृश्यते तत् सर्वमेव मनसि निधाय वयं चित्राणि रचयिष्यामः चेत् सम्यक् भवति पुनश्च इदानीन्तनकाले विभिन्नं न कला क्षेत्रम् इत्यादिकं केन्द्राणि भवन्ति तत्र तत्र ते प्रशिक्षणं यच्छन्ति कथं चित्राणां चि चित्रणीयम् इति ते यच्छन्ति आम् अन्तर्जालमाध्यमेन फ़ोन् इत्यादिकं माध्यमेन अपि यूटूब् इत्यादिकं दृष्ट्वा किञ्चित् किञ्चिद् अवगतवान्